सैरव्बा मणिपुरनववर्षम् अस्ति यत् एप्रिल् मासे भवति पारम्परिकप्रत्ययस्य भागत्वेन ग्रामजनाः समीपस्थं पर्वतम् आरोहन्ति यत् सौभाग्यम् आनेतुं साहाय्यं करोति उत्सवस्य समये जनाः सनामहि कचिनस्य अन्तः लेनिन्थौ सनामहि इत्यस्य पूजां कुर्वन्ति वर्षाऋतौ उपलब्धानि फलानि शाकानि च अर्पयन्ति चेरौव इति पर्वे जनाः सांस्कृतिकं वेशभूषणं धरन्ति महोत्सवे स्थानीय जनैः संयुक्तं पारिवारिकभोजनस्य आयोजनं कुर्वन् भवति तेन सह परिवारमित्रयोः मध्ये उपहारस्य आदानप्रदानं भवति इति परम्परा अपि अस्ति यद्यपि सेरौबा हिन्दुपर्वम् अस्ति तथापि अस्य क्षेत्रस्य मुसल्मानैः अपि आचर्यते स्थानीय जनानां मते अयं लोकप्रियः मणिपुरि उत्सवः दृढं बन्धनं सूचयति उत्सवात् दिवसात् पूर्वं जनाः स्वगृहस्य स्वच्छता आरम्भन्ते अपि च तान् अलङ्ककृत्य च सेरौबा उत्सवस्य अवसरः आगच्छति